इदानीन्तनकाले संस्कृतभाषा समस्याः सम्मुखीकरोति का समस्या इत्युक्ते ये अध्ययनकाराः वर्तन्ते ते आधुनिक अध्ययनं कुर्वन्तस्सन्ति अतः संस्कृतभाषा समस्याः सम्मुखीकरोति इदानीन्तनकाले कोपि अध्ययनं न कुर्वन्तस्सन्ति अतः ये भारतीयाः सन्ति ते सर्वेपि संस्कृतभाषायाः अध्ययनं करोति चेत् समस्याः न सम्भवन्ति तथा च संस्कृतभाषायाः ज्ञानं ये अध्ययनं करोति तस्य ज्ञानमपि अभिवृद्ध्यति तथा च संस्कृतभाषायाः वैशिष्ट्यं ज्ञातुं शक्यते इदानींतनकाले संस्कृतभाषा समस्याः न सम्मुखीकरोति